अहम् एकहोरा पर्यन्तं योगं कर्तुं शक्नोमि यतोहि मम अभ्यासः अस्ति अतः अधिकमपि कर्तुं शक्नोमि परं सामान्यरूपेण एकहोरा योगाभ्यासः पर्याप्तम् अस्ति ध्याने योगासन अभ्यासे जनाः प्रारम्भिककाले किञ्चित् काठिन्यम् अनुभवन्ति यथा शरीरावयवपीडा शिरोवेदना इत्यादयः परम् अभ्यासेन समस्या अपि समाप्ता जाता ध्याने जनाः शारीरिकपीडासदृशं काठिन्यं न अनुभवन्ति परं मानसिककाठिन्यम् अनुभवन्ति यथा यदा ते ध्यानं धारयन्ति तदा ते मनः अन्यत्र विरचति इत्यादयः